संस्कृतस्य कथासाहित्यस्य विषये यदि वक्तव्यं तर्हि उदाहरणानि अत्र दत्तानि सन्ति बृहत्कृता पञ्चतन्त्रमित्यादिकं परन्तु रामायणं तु कथायाः कृते एक विशालकोशः इव तर्हि ताः कथाः रामायणे यज्जीवनं प्रतिपादितम् तत्र याः सन्ति कथाः ताः सर्वाः अस्माकं संस्कृतिबोधकाः अनन्तरं संस्कृतिप्रतिपादकाः कथाः अनन्तरं जीवनस्य कृते यदावश्यकम् यादृशं जीवनम् अपेक्षते मनुष्यस्य तत्तु रामायणकथातः एव रामायणकथाः एव तत्र प्रेरकाः सन्ति अनन्तरं संस्कृतसाहित्ये कादम्बरी अस्ति बाणभट्टस्य बाणभट्टस्य कादम्बरी तु ब् विशालः अस्ति कथासाहित्यं परन्तु कथाः पश्यतु यदि एकः लघुबालः अस्ति कथाश्रवणे तस्य महती रुचिः यतः कथातः व्यक्तित्वविकासः सः बालकः शृणोति अनन्तरं तस्य एक विचारः विचारप्रक्रिया आरभते तेन तस्य व्यक्तिमत्व निर्माणं भवति तदर्थं कथासाहित्यं तु आवश्यकं तत् संस्कृतसाहित्ये बहु अस्ति